अस्माकं प्रदेशे क्रीडाविकासस्य कृते तत्र विद्यमानाः अध्यक्षाः नाम एम् एल् ए जनाः अस्मान् प्रतिवर्षं क्रीडार्थं प्रेरयन्ति वयं यां क्रीडाम् इच्छामः तत्रैव प्रजा प्रचोदनं करिष्यन्ति यथा मम तत्र इष्टक्रीडा आसीत् कबड्डि अहं तत्रैव गन्तुं मम तत्रैव गन्तुं मम मनः आसीत् अतः तदर्थं ते किं कृतवन्तः अस्तु भवान् प्रातः सायं च कभड्डि क्रीडाम् एव भवान् क्रीडतु तत्र विद्यमानानि सर्वाणि भव भवतः कृते उपयुक्तानि अहं दास्यामि इति ते उक्तवन्तः तदर्थम् अहम् एकस्यां क्रीडायाम् एव भागं गृहीत्वा तत्रैव मम मनः स्थापयित्वा अहं समीचीनरीत्या अभ्यासं कृत्वा सम्यक् क्रीडितवा अतः अहं राष्ट्रस्तरे राज्यस्तरे प्रति च गतवान् अस्मि पुनः तत्र ग्रामे विद्यमानाः जनाः नाम ते अस्माकं कृतेऽपि बहु सपोर्ट् कृतवन्तः यथा हो अस्माकं प्रदेशस्य एषः वर्तते सम्यक् क्रीडति एषः अग्रेऽपि गतवानस्ति तदर्थं वयं प्रोत्साहं कुर्मः इति मिलित्वा च सर्वे सर्वे मम स्व यद् ते दातुं शक्नुवन्ति धनं वा भवतु वस्त्रं वा भवतु यत्किमपि भवतु पुनः पुरस्कारं वा भवतु तदानीं ते तत् सर्वम् अस्माकं कृते दत्तवन्तः पुनः ग्रामीणजनाः क्रीडाविषये बहु उत्सुकाः उत्सुकाः भवन्ति यत्र कुत्रापि क्रीडा भवतु द्रष्टुं ते गच्छन्ति कबड्डि वा भवतु क्रिकेट् वा भवतु वालि बाल् वा भवतु ते तत्र मनः स्थापयित्वा अहं मनः स्थापयित्वा गच्छन्ति